नृत्ये मम रुचिः बहु अस्ति बाल्यकालाद् एव अहं नृत्यं पठन्ती अस्मि अहं वर्षद्वये कत्थक् नृत्यं पठन्ती पठितवती पुनः तत्र कथक् परीक्षाम् अपि दत्तवती नृत्येन व्यस्ता व्यस्तदिवस्य अनन्तरं शान्तं भवति तथैव ऊर्जितं भवति मम मनः स्वच्छं करोति प्राकृतिकम् ऊर्जावर्धनं च ददाति मम दिवसे सप्ताहे वा यत्किमपि घटितं तत् नृत्यं कृत्वा एद् त्यक्तुं त्यक्तुं शक्नोमि इति तथ्यं मम प्रियं वर्षेषु नृत्यं कृत्वा अपि मम आत्मविश्वासः निश्चितरूपेण वर्धितः अस्ति पूर्वं यदा अहं मञ्चे गच्छामि तस्मिन् समये मम आत्मवाष् आत्मविश्वासः बहु न आसीद् परन्तु नृत्यं मनः नृत्यं कृत्वा पुनः नृत्यस्पर्धायां भागं गृहीत्वा मम आत्मविश्वासः मम मम आत्मविश्वासस्य वर्धनं जातम् अतः तत्र तद् तद् क्षेत्रे मम भीतिः मम भीतिः तु नास्ति एव पुनः अहं बाल्यकाले डिस्ट्रिक्ट् लेवेल् स्टेट् लेवेल् स्पर्धायामपि नृत्ये अहं गतवती अत्र विश्वविद्यालये अपि आगत्य अहं वार्षिकोत्सवे नृत्यं कृतवती पुनः अत्र आधुनिकाः नृत्यस्पर्धाः अपि आसन् तत्र अपि मया नृत्यं कृतम्